हलो एतत् टेक्सि कम्पेनि अस्ति अस्ति खलु अहम् अत्यन्तं निरासः अस्मि भवतः टेक्सि चालकस्य विलम्बेन कारणेन मम राैल् यानं त्यक्तं मम रैल् यानस्य टिकेटस्य धनम् अपि नष्टं अधुना अहं मम गन्तव्यस्थानं कदा प्राप्स्यामि अतः मम धनं प्रतिददातु